यदि मम छायाचित्रद्वारा अहं भारतं दर्शयामि तर्हि अहम् अस्माकं देशस्य बहवः नद्याः तडागाः पर्वताः शिखराः क्षेत्राणि मन्दिराणि महासागराः सागराः पुष्पाणि ग्रामः एतानि अहं दर्शयामि